षेर् मार्केट् विषये अहं जानामि तस्य अस्थिरताविषये अपि अहं जानामि तद् बहु उपरितः गच्छति एकवारमेव झटिति आगच्छति अधोभागे अतः तस्मिन् यद् धनं स्थाप्यते ततु बहु क्लिष्टकरम् यतो हि तत्र अस्माकम् अवधानम् भवेत् यद् इदानीं सर्वदा तत् इदानीं तस्य अवकाशः कीदृशः वर्तते इत्युक्ते पञ्चाशत् पञ्चाशत् इति तथा नस्ति पञ्चाशत् भवति पञ्चाशत् न भवति इति नास्ति परन्तु वयं सर्वदा जयं प्राप्तुं प्राप्तुं शक्नुमः तथापि तत्र किञ्चित् कौशलमपेक्षितम् तत् कथं भवति तदेव मनोविज्ञानं मनोविज्ञानमावश्यकं ये स्वीकुर्वन्ति ये व्यापारं कुर्वन्ति तेषां मनसि किं भवति इति मनोविज्ञानमावश्यकं तथैव भारते डिजिटल् आप् आगता आगमनान्तरं बहु जातं इत्युक्ते पूर्वं बिस्इ मुम्बै अथवा तत्र स्थाने तस्मिन् स्थाने एव गत्वा करणीयं भवति स्म इदानीं तु वयं उपविश्य यत्र कुत्रापि वा अन्तर्जालमार्गेण सर्वत्र धनं स्थापयितुं शक्नुमः तद् अपायकरमेव अपायकरमेव अस्ति परन्तु भवान् यदि जानाति त्वं यदि जानसि तर्हि तत्र धनं स्थापयतु इति मम अभिप्रायः